मया आदौ पेन्सिल्तः ड्रायिङ्ग् करोमि तत्र शेडिङ्ग् पेन्सिल् अङ्कनी पुनः एवं किञ्चित् डार्क् भवति किञ्चित् किञ्चित् एकं पायिण्ट् न्यूनं डार्क् भवति अथवा एकम् एकं पायिण्ट् लैट् मध्ये भवति एवं तदुपयुज्य मम कृते यथा अपेक्षितं तथा यथा अधुना केशस्य कृते किञ्चित् मन् लैट्लि किञ्चित् शेड् कर्तव्यं भवति तथा करोमि पुनः म सहायस्तु मम पार्श्वे मम सखी एका अस्ति तां पृष्ट्वा एतत् किञ्चित् एवम् आगन्तव्यं चेत् एकं नूतनं भवति एक कर्लि कर्तव्यं कथं कर्तव्यं इत्यादिकं भवति तत् कृ तस्य कृते कथं कर्तव्यमिति तां पृच्छामि सद्यः निर्मितविषये तु वक्तव्यं नाम तत् यदा पेण्टिङ्ग् कुर्मः तदा सन्तोषः भवति यदा क्लेश नाम यदा मनस्तापः इत्यादिकं किमपि भवति चेत् तत्कुर्मः चेत् सम्यक् भासते